मदीष्टं खाद्यम् अस्ति पलाव् दाक्षिणात्यजनाः सामान्यतया ओदनस्य इच्छुकाः सन्ति उत्तरभारते दक्षिणभारते सामान्यतया सर्वत्रापि ओदनं लभ्यते दक्षिणभारते पलाव् बिर्यानी पुल्योगरे एतेषाम् उपयोगः बहु भवति माता गृहे यत् पलाव् करोति तत्तु बहुरुचिकरं भवति अहम् अन्यत्र शृङ्गगिरौ शारदा कंफर्ट्स् मध्ये खादितवान् तत्र तावत् सम्यक् नासीत् अतः अहं बहिः बहु न खादामि किन्तु गृहे माता करोति तत् बहुसम्यक् भवति पुनः पानीपुरी अपि इष्टं खाद्यम् एव तत्र गृहे मम माता पानीपुरीं न करोति किन्तु अहं यल्लापुरनगरे खादितवान् तत्र सूर्यापानिपुरी स्टाल् इति अस्ति तत्र बहुसम्यक् ददाति सः सम्यक्रूपेण हस्तस्य कृते किम् आच्छादनं सर्वं कृत्वा सम्यक् ददाति प्रीत्या ददाति तदेव बहु मुख्यं भवति माता अपि प्रीत्या करोति पुनः सः अपि मम गमनसमये बहुप्रेम्णा आहूय सः मां पानीपुरी ददाति मत्कृते अतः सः यत् पानीपूरी करोति तदपि मदीष्टं खाद्यम् अस्ति